मैसुरुतः बेङ्गलुरू इति तत्र यानं बुक् कृतम् आसीत् तस्मिन् सन्दर्भे द्विसहस्रं रूप्यकाणि इति निर्दिष्टम् आसीत् किन्तु एषः चालकः अधिकं धनं दातुं तत्र सः उक्तवान् अस्ति अहं तु पूर्वं निर्धारितधनं एव दातुं इच्छामि अधिकं धनं तु न इच्छामि